यदा वृत्तिस्थानेषु सङ्घर्षः भवति नाम कश्चन आपणिकः वर्तते सः किञ्चित् खाद्यं दशरूप्यकाणां धनेन व्यापारं कुर्वन् भवति परन्तु कश्चन सः स्वीकर्ता आगच्छति आगत्य तस्य समीपे तु दशरूप्यकाणां धनं दातुं मनः न भवति अतः सः नवरूप्यकाणि यच्छामि तत् खाद्यं यच्छतु इति वदति चेत् तत्र धर्मसङ्कटः इत्युच्यते एवञ्च तस्मिन् धर्मसङ्कटे किं कर्तव्यं किं कर्तव्यम् इति चेत् आपणिकस्य तु आपणे यद्यद्वस्तूनि वर्तते यानि यानि वस्तूनि वर्तन्ते ताः ते तेषां च यत् मौल्यं वर्तते तेन एव मौल्येन विक्रयणं कर्तव्यम् इति आपणिकस्य धर्मः परन्तु यः विक्रयिता वर्तते नाम यः वस्तूनि स्वीकरोति तस्य धर्मः वर्तते सः यस्मिन् धने स्वीकृत्य यद्वस्तु यच्छति तत् स्वीकर्तव्यं यतः सः न्यूनं धनं स्वीकृत्य द वस्तूनि यच्छति चेत् तस्य कृते लाभः न्यूनः भवति परन्तु अत्र उभयोः अपि लाभः द्रष्टव्यः तस्मात् कारणात् यः विक्रयणं करोति तस्यापि लाभात् यः विक्रयणं स्वीकरोति किञ्चिद्वस्तु स्वीकरोति तस्यापि लाभं दृष्ट्वा यस्मिन् वस्तूनि यत् मौल्यं भवति तदेव मौल्यं तेनापि स्वीकर्तव्यम् एतेनापि दातव्यम् इति वृत्तिविषये सङ्घर्षः यदि भवति तर्हि स्वकीयं धर्मम् अनुष्ठीय तस्य धर्म धर्मसङ्कटस्य निवारणं कर्तव्यम्